नमस्ते स्विग्गी अहं मङ्गलूरुनिवासी मया ऐडियल् केफेतः सेण्ड्विच् ओर्डर् कृतं वर्तते गतपर्याये यदा ओर्डर् कृतं तदा मह्यं डिस्कौण्ट् कूपन् प्राप्तम् आसीत् ओफार् रूपेण अतः तस्य कूपन् उपयोगः अस्मिन् पर्याये कर्तुम् इच्छामि अतः मह्यं डिस्कौण्ट् अपेक्षितं धन्यवादः